हरि ओं निवेदा म्याम् अस्ति वा आं भगिनी मम नाम माळविका अहमेकं म्यूसिषियन् भवति अहं संस्कृते एकं गानं रचयामि तत् तस्य सङ्गीतमपि कुर्वन्ति तत् प्रोड्यूस् कर्तुं शक्नोमि वा तस्य निर्माणं कर्तुं शक्नोमि वा भवत्याः कृते एकं संस्कृतम् वदतु म भगिनी संस्कृतेनैव संस्कृतभाषायां संस्कृतभाषायामेव एकं सङ्गीतं तस्य रामायणमधिकृत्य एकं सङ्गीतं कृतवती रामायणमधिकृत्य रामस्य कथाम् अधिकृत्य एकं गानं रचयामि तस्य सङ्गीतमपि कृतवती तस्य निर्माणं कर्तुं शक्नोमि वा भवत्यं कृते हा किञ्चित् समयं नाम्ना समयं नास्ति महोदय अहं यद् एतद् पञ्च वर्षाणि उपयुज्य रचयामि अतः समयः नास्ति इत्यतः अहम् अतः गतवर्षे एव कर्तुं शक्नोमि वा रामायणमधिकृत्य रामायणमधिकृत्य एतावद् कर्तुं शक्नोमि वा महोदय ए एतावद् दश दश घण्टा अस्ति अस् अस्माकं म्यूसिकल् आल्बम् तदेव अहम् इच्छामि कृ किञ्चित् प्रशस्त अभिनेत्रीम् अभिनय कृ नाटककर्ता अथवा अभिनेत्रीम् उपयुज्य चित्रीकरणं कर्तुम् इच्छामि तस्य निर्माणं कर्तुं शक्नोमि वा अहम् अष्टवादने गृहे अस्ति भवत्याः समीपम् आगच्छम् आगन्तुं शक्नोमि वा कुत्र इति वक्तुं शक्नोमि वा त्रिपुण्तरा अस्तु अहमेव त्रिपुण्तरायामेव अस्ति यतः एतत् उत्तममिति अहं मन्ये अस्तु कृपया लैव् लोकेशन् सेण्ड् करोतु भगिनी महोदये तद् इदम् इदम् एतदेव मम दूरवाणीसङ्ख्या हा अस्तु अस्तु धन्यवादः